तन्त्रज्ञानेन कलाकाराणां वृद्धिः वर्धमाना अस्ति इदानीं प्रपञ्चे पश्यामः कुत्रापि स्थित्वा पाठयितुं शक्नुवन्ति जनाः छात्रसङ्ग्रहणम् अपि सुलभम् अभवत् कलाकार्यक्रमाः अन्तर्जालमाध्यमेन प्रसारयितुं विकल्पाः सन्ति एतेन स्थलस्य अभावः अनन्तरम् आयोजनार्थं व्ययः च न्यूनः अभवत्